सम्पादनकार्ये परिष्कारः एवं रीत्या कर्तुं शक्यते अस्माभिः सम्पादनकार्याय अयमेव क्रमः वर्तते प्रथमन्तावत् विषयस्य चयनं चयनानन्तरं विषयस्य क्रमबद्धता पुनश्च संशोधनं पुनश्च व्याकरणदृष्ट्या भाषायाः संशोधनं विषयस्य समीक्षणं समीक्षणानन्तरं बिषयस्य यत् हयङ्गवीनं वर् वर्तते तस्य लेखनं अन्ते च सम्पादनावसरे के त्रुटयः सन्ति तस्यापि लेखनं येन अग्रिमाः ये जनाः सन्ति यदा सम्पादनं कार्यं करिष्यन्ति तदा सुलभतरं भविष्यति